एषः प्रश्नस्तु बहुक्लिष्टः इति नास्ति किन्तुं वक्तुं क्लेशः भारते सर्वे यथा चायं कुर्वन्ति तथैव मम गृहे अपि कुर्वन्ति यथा चुल्लिकायाः कृते अग्निस्पर्शः पुनः तदुपरि पात्रस्थापनं तस्य उपरि जलं पुनः क्षीरं शर्करा पुनः किं चायचूर्णं चायचूर्णं स्थापयन्ति तता क्वथनं क्वथनं भवति तथा अनन्तरं तस्य शोधनं कुर्वन्ति तावदेव भारते चायम् एवं बहुप्रीत्या पिबन्ति अतः स मम गृहेपि मम माता पिता दिने द्विवारं वा त्रिवारं वा पिबन्ति अतः चायं बहुवारं कुर्वन्ति मम गृहे